किमपि सङ्गीतवाद्यम् अहं न वादयामि किन्तु मम इच्छा वीणावादने अस्ति वीणावादने प्रथमम् सङ्गीतकारः क प्रथमं मौखिकरूपेण गायति खलु तत् स्वरं आवलिः रीतिः प्रथमं स् स्वराभ्यासः करणीयम् किन्तु झन्टा छाटो इत्यादि विषयेषु तत् म अभ्यासं कृत्वा अनन्तरं गीतं गीतमपि स्वरं साहित्यम् अनन्तरं वर्णं वर्णमपि वर्णेषु अपि स्वरं साहित्यम् इत्यादि विषये बहु अभ्यासः करणीयः अनन्तरं कीर्तनं तत् कीर्तनं गं तदा बा वीणावादने भवति चेत् तदा अन्वेष्टुं शक्यते यत् रागः तालः एतत् गीतमेव इति अन्वेषणं कर्तुं शक्यते किन्तु बहु अभ्यासः आवश्यकः वे तु उक्तवान् खलु सौ स्वराभ्यासः एकैक रागस्य आरोहणम् अवरोहणं भिन्नभिन्नं भविष्यति अतः तत् विषयः तत् विषये ज्ञानम् आवश्यकं रागस्य ज्ञानम् आवश्यकम् आरोहणम् अवरोहणं दृष्ट्वा एव वादयितुं शक्यते अतः वीणावादने बहवः अभ्यासः आवश्यकः बहु अभ्यासः करणीयः